आं मम विद्यालये अपि ग्रन्थालयः अस्ति ग्रन्थालये बहवः पुस्तकानि सन्ति यथा आङ्ग्लपुस्तकानि बङ्गभाषापुस्तकानि राजनैतिकविज्ञानपुस्तकानि सामाजिकविज्ञानपुस्तकानि इतिहासपुस्तकानि गणितपुस्तकानि संस्कृतभाषापुस्तकानि हिन्दीपुस्तकानि सन्ति एतान् विहाय अपि साधारणज्ञानस्य पुस्तकानि आङ्ग्ल पुस्तकानि आङ्गलव्याकरणपुस्तकानि बङ्गव्याकरणपुस्तकानि सन्ति दर्शनपुस्तकानि मनोविज्ञानपुस्तकानि अपि सन्ति अनेकानां लेखकानां गल्पपुस्तकानि सन्ति संस्कृतकवीनां नाटकानि अपि सन्ति अहं कालिदासस्य अभिज्ञानशाकुन्तलं कुमारसम्भवं मेघदूतं पठितवती भारवीत्यस्य किरातार्जुनीयं पठितवती भासस्य स्वप्नवासवदत्तां पठितवती शरच्चन्द्रस्य विप्रदास् देवदास् वरदिदि इत्यादि पुस्तकानि अपि पठितवती